शास्त्रं ज्ञातुम् अवश्यम् अध्येतव्याः ग्रन्थाः लघुसिद्धान्तकौमुदी वैयाकरणसिद्धान्तकौमुदी अष्टाध्यायी एते ग्रन्थाः सन्ति इति ग्रन्थे सम्यक् रीत्या व्याकरणं किं किं किमर्थं पठनीयं तथा किमर्थं पठनीयं तथा किं किं पठनीयम् इति ज्ञातुं शक्यते वय्याकरणे वयं वयं ध्यातुं शक्यते शास्त्रे शास्त्रसिद्धान्तः पाणिनीयसुत्राणाम् अहं व्याकरणशुद्धिं कर्तुं शक्ये लघुसिद्धान्तकौमुदी तर्हि अतः अष्टाध्यायी मध्ये अपि वयं पठितुं पठितुं तर्हि तेन वाक्यशुद्धिमहं कर्तुं शक्ये इति ग्रन्थाः ज्ञानाय बहु सम्यक् अस्ति तर्हि सर्वे लघुसिद्धान्तकौमुदी पाणिनिः वैयाकरणसिद्धान्तकौमुदी इति ग्रन्थाः पठनीयाः